अहं तावत् अस्मिन् सन्दर्भे जीवनमौल्यविषये तावत् अधिकं लेखितुम् इच्छामि किमर्थम् इति चेत् इदानीन्तावत् शिक्षणक्षेत्रे पठ्यविषयाः अनेके वर्तन्ते तथापि मौल्यविषये तावत् न केनापि पठ्यते इदानीं समाजस्तरे अनेके युवकाः वर्तन्ते युवतयः वर्तन्ते बालाः वर्तन्ते तेषां वर्तनं दृष्ट्वा अतीवखेदः भवति अत एव अस्माकं गृहेषु प्राक्तनेषु गृहेषु एव मौल्य पाठनं कुर्वन्ति स्म ये वृद्धाः आसन् अस्माकं गृहे ते तावत् अवश्यं मौल्यविचारयुक्तान् तत्र युक्ताः कथाः श्रावयित्वा अस्माकं छात्राणां कृते उपकुर्वन्ति स्म इदानीं तादृश अवकाशः नास्ति एव अत एव मौल्यविषये मौल्यं तावत् मौल्यरूपेण यदि प्रस्तुतिः कुर्मश्चेत् न केनापि पठ्यते परन्तु कथारूपं दत्वा तत्र ह्रस्वास्व कथा इदानीं दीर्घकथाः न केनापि पठ्यन्ते न केनापि पठ्यते अतः एव ह्रस्व ह्रस्व कथानां प्रवेशं कृत्वा तत्र तत्र किञ्चित् किञ्चित् मौल्यमपि प्रवेशयित्वा यदि दद्मश्चेत् तदानीम् अवश्यं जनाः पठन्ति विशेषतः विद्यार्थिनः छात्राः अवश्यं तत्र यदि पठन्ति चेत् समाजस्य किञ्चित् किञ्चित् अधिकम् अधिकम् उपकारः भवत्येव अतः एव मौल्यविषये लिखितं तत्र मौल्यविषये लिखितं पुस्तकं वा तत्र लेखनादिकं वा पठितृभ्यः अहं दातुम् इच्छामि यतः परिणामतः अस्माकं समाजे मौल्याभिवृद्धिः भवेत् जनाः परस्परं शान्तिसौहार्दयुक्तं जीवनं कर्तुं शक्नुवन्ति यथा तथा करणीयम् अस्माभिः अत एव तत् कर्तुम् अहम् इच्छामि